त्रिसप्तति अधिक अष्ट सहस्रतमवर्षस्य वर्षस्य मे मासस्य षड्विंशतिः दिनाङ्कः पञ्चषष्टि अधिक सप्त सहस्रतमवर्षस्य मार्च् मासस्य पञ्चविंशतिः दिनाङ्कः द्विसप्तति अधिक अष्टादश सहस्रतमवर्षं फ़ेबुवरि मासस्य चतुर्दशदिनाङ्कः पञ्चाशदधिक षोडशतमवर्षस्य आगस्ट् मासस्य द्वाविंशतिदिनाङ्कः द्विषष्ट्यधिक सप्तदशतमवर्षस्य अप्रिल मासस्य दशमदिनाङ्कः